मम गृहसमीपे एकं नृत्तशाला अस्ति बहूनां छात्राः अत्र पठनं कुर्वन्ति भारतीयशास्त्रीयनृत्यस्य आरम्भः टु हण्ड्रेड् इपु प्रायः अभवत् आनन्ददायकः उत्सवः च इति रूपेण प्रायः हिन्दुदेवतानां भक्तिरूपेण अनेके प्रदर्शनानि देवकथाः अन्येषाम् ऐतिहासिकलेखनां पुनः कथनार्थं नृत्ये निर्देशिताः सन्ति भारतीयशास्त्रीयनृत्तस्य शर्वाणि शौ शैल्यः जीवन्ताः अभिव्यञ्जकाः आद्यात्मिकाः च सन्ति नृत्यं सर्वेषां युगस्य आकारस्य आकारस्य च जनानां कृते योग्यतां प्राप्तुं मार्गः भवितुमर्हति अस्य शारीरिकमानसिक लाभानाम् विस्तृतश्रेणी अस्ति यदाह भवतः हृदयस्य हुकूद् सस्य च स्थितिः सुदृढा मांसे मांसे भेषजफलं मांसभेषजभलं सहनशक्तिः च वर्धिता संस्कृते गतिशब्दः इत्यत्र गतिः चलनं यानं वाक् व्राजः चरणम् इति अत्र नृत्यं किमर्थमेतावत् विशेषणम् इत्यत्र इति चेत् नृत्येन शारीरिक अथवा मानसिकस्फूर्थिः आरामः च प्राप्यते हास्यं विनोदनृत्यं च बहु मनोरञ्जनं दातुं शक्नोति नृत्यं व्यायमस्य एकः प्रकारः अस्ति नर्तकाः नृत्ये नष्टाः भवन्ति चेत् प्रेरणां प्रेरणा च प्राप्नुवन्ति